मह्यं गृहपशवः न रोचन्ते किमर्थं न रिचन्ते इत्युक्ते कुक्कुरादयः पशवः अतीवध्वनिः करोति गृहस्यापि दुस्सितिः करोति ये अतिथिः अस्माकं द्रष्टुं आगमिष्यन्ति तेषां कृते कुक्कुरादयगृहपशवः क्लेशः भवितुमर्हति कुक्कुरादयः गृहपशवः पालयितुमपि अतीवकटिनं भवति